अस्माकङ्ग्रामे ऐतिहासिकस्थानम् इति किमपि विशेषतः नास्ति शिवदेवालयः अस्ति बहुप्राचीनम् अस्ति तत्र गन्तुम् अस्माकं किमपि अनुज्ञा वा किमपि आवश्यकता नास्ति सर्वे तत्र गन्तुं शक्यते तत्र समीपे शिवमोग्गा नगरे कोटे अस्ति कोटे देवालयः अस्ति तत्र पार्श्वे तत्र ऐतिहासिकं वस्तुसङ्ग्रहालयः अस्ति तत्र सर्वैरपि गन्तुं शक्यते तत्र अनुज्ञा इति किमपि नास्ति तत्र अस्माकङ्ग्रामे सर्वे समययापनार्थं तत्र आयामं गच्छन्ति यदि सायङ्काले सन्ध्यावन्दनादिकङ्कर्तुं नदीतीरं गच्छन्ति तत्र एकघण्टा वा घण्टाद्वयं वा तत्रैव जपादिकङ्कृत्वा आगच्छन्ति तत्र किमपि विशेषतः इति नास्ति आदौ सर्वे सर्वे इदानीं गृहे रामः आरामाः सन्ति सर्वे तत्र गच्छन्ति पुगारामं गच्छन्ति पुगारामे कुर्वन्ति एवमेव भवति